एवं नमस्कारः महोदय भवतः यद् भवान् यद् दुग्धं यत् आपणे आनयति तद् दुग्धं पूर्वं सम्यक् न आसीत् इदानीं किमर्थं सम्यक् नास्ति अत्र दुग्धस्य मध्ये सम्यक् तत्र दुग्धं किं स्वादिष्टं नाम तत्र बहु जलं वर्तते पीत्रादि दुग्धं दुग्धं स सदृशं न भवति जलस्य सदृशं भवति पूर्वं सम्यक् आसीत् हा परन्तु मम मम मम पिता वदति दुग्धं सम्यक् आवश्यकमस्ति अतः तस्मात् करणात् पृच्छन्नस्मि

अत्र कदाचित् दुग्धे गन्धः आयाति कदाचित् जलं बहु भवति स्वादिष्टमेव न भवति दुग्धम् आ आं तद् तु आं नै दुग्धं दुग्धे जलम् अधिकं वर्तते कदाचित् दुग्धे गन्धमपि आयाति सम्यक् बहु दिनम् एवम् एतादृशं भवति तद् दुग्धं बहु दिनं स्थापयित्वा आनयति आनयति आनयन्नस्ति एतादृशं भवति आं बहु जलं वर्तते तद् दुग्धे

गो गोदुग्धम् अतः अतः अस्ति वा गोदुग्धमपि कथं तत्र स्वादिष्टम् अस्ति तदा किं यदि दुग्धं दुग्धं पिबामि चेत् दुग्धस्य स्वस्य स्वादिष्टमेव नास्ति स्वादुः एव नास्ति तत्र जलस्य सदृशं भवति गो गोक्षीरं तु सम्यक् भवति वा

अस्तु पुनः यदा अहम् अहम् आम् आम् बहु तद् अस्तु सः धन्यवादः महोदय अस्तु